ग्राम्यक्षेत्राणां सांस्कृतिकव्यक्तित्वस्य संरक्षणे एवं प्रवर्धने पारम्परिकक्रीडाः अत्यन्तमहत्वं भूमिकां निर्वहन्ति यथा वयं सर्वेपि ग्रामे एव प्रायः जन्मं प्राप्तवन्तः एवमेव भारतं कृषिप्रधानं राष्ट्रं भवति कृषिप्रधानम् इत्युक्ते कृषिकार्यं सर्वदा ग्रामे एव जायते तत् वयं जानीमः एव ग्राम्यक्षेत्रेषु एतादृश सांस्कृतिकव्यक्तित्ववर्धनाय एतादृशक्रीडाः सन्ति यत् लूडो वा भवतु अथवा चेस् वा भवतु अथवा चिन्निदाण्डु इति वयं कन्नडभाषायां वदामः तादृश पुनः जुटाटा इति सर्वं वदामः तादृश क्रीडाः ग्रामे एव सन्ति अधुना अपि ते एव अस्माकं संस्कृतिं रक्षयन्ति वयं महाभारते अपि द्रष्टुं शक्नुमः यत् तादृश काले अपि ग्रामे क्रीडाः यथा लूडो इत्यादिकम् आसीत् इति वयं द्रष्टुं शक्नुमः तेनैव महाभारतमपि अग्रे प्राचलत् अतः ग्राम्यक्षेत्राणां सांस्कृतिक् अथवा संस्कृतिं वा भवतु अतवा तस्य संरक्षणं प्रवर्धने वा भवतु पारम्परिकक्रीडायाः भूमिका अत्यन्तं महत्वम् अस्ति